मम प्रदेशे मैसूरुनगरे दसरा उत्सवः बहु बृहत् रुपेण आचरिष्यन्ति तत्र मल्लयुद्धम् इति प्रचलति एतत् तु स्थानीयक्रीडा एव तत्र पूर्वमेव ते सिद्धतां कुर्वन्ति बहुत्र अत्र तत्र आयोजनम् अपि भवति समीप समीपेषु ग्रामेषु अपि ये जनाः भवन्ति मल्लयुद्धनिपुणाः भवन्ति ते सर्वे अत्र भागं गृहीतुम् आगच्छन्ति अतः ये नूतनाः भवन्ति बालाः एतत् अवगन्तुम् अध्ययनं कर्तुम् इच्छन्ति तेषाम् अत्र शिक्षकाणां मल्लयुद्ध मल्लयुद्धप्रवीणानां सम्पर्कः भवति अतः ते अपि अग्रे एतत् तथा तथा अस्ति इति अपि केचन नूतनाः अपि एतत् ज्ञातुं शक्नुवन्ति ततः अत्र मण्डलस्य जनानामपि एकत्र मेलनं भवति सामुदायिका भावना अपि वर्धते एतस्य